हरिः ओम् भवन्तः अहं परिवेशविज्ञानी अस्मि भवतां भवन्तः यत् मार्गनिर्माणार्थं वृक्षाणां कर्तनं कृतं तस्मिन् विषये किञ्चित् चर्चा कर्तुम् अहं दूरवाणीं कृतवान् नास्ति आवश्यकता आवश्यकता अस्ति चेत् तत्तु सत्यम् आवश्यकतानुगुणम् अस्माकं परिवर्तनं भवति परन्तु प्रकृतिः न भवति चेत् कथं वयं जीवामः प्रकृतिं विना जीवितुं न शक्नुमः खलु

किं योजना स्थापिता अस्ति कुत्र स्थापिता तत्र स्थापयन्ति चेत् पञ्चकिलोमिटर् दूर मध्ये स्थापयन्ति चेत् कथं भवति नाम यत्र वृक्षाः आसन् तत्र तु रिक्तं भवति खलु अतः रोड् अपेक्ष्यते परन्तु मार्गस्य पार्श्वे यत्र मार्गस्य मार्गस्य पार्श्वे यत् यत्र स्थानानि सन्ति रिक्तस्थानानि तत्र स्थापनीयं खलु तत्र स्थापयन्ति चेत् मार्गे गमनागमने

तत्तु सत्यम् अन्यत्र स्थापितं परन्तु अत्र यत् ओक्सिजन् नाम श्वासप्रस्वासार्थं यत् अपेक्ष्यते वायुः तत् तत् पञ्चकिलोमिटर् तः स्वीकरणीयं वा तत्तु अत्रैव अपेक्ष्यते खलु

तथा वनं भवितुं तथा वनं भवितुं समयः तु अपेक्ष्यते भवन्तः कारितं तत्तु सत्यम् अपेक्ष्यते समाजस्य कृते अपेक्ष्यते तदपि रोड् अपि अपेक्ष्यते तत्तु कदा अहं नाङ्गीकरोमि अङ्गीकरोमि परं प्रकृतिं विना विनाश्य पकृतिं विनाशं कृत्वा प्रकृतेः विनाशं कृत्वा यदा वयं अन्यत्कार्यं कुर्मः तर्हि अस्माकमुपरि एव पतति खलु वृष्टिः सम्यक्तया न भवति वृष्टिः न भवति चेत् सस्यादिकं न भवति सस्यादिकं न भवति चेत् हानिः तु तत्तु सत्यं परं तत्र वनं भवितुं समयः तु अपेक्ष्यते यदा एकवारं विचारं करणीयम् एवं विचारं कृत्वा आगच्छामि